पुस्तकानि अतिरिच्य अहं तु मासिकपत्राणि अपि पठामि तत्र सन्देशः सम्भाषणसन्देशः तत्त्वलोकः तरङ्गः इत्यादि अहं पठामि मासिक मासिकान् विषये सन्देशः तु सर्वदा पठामि एव तत्र मम अभिरुचिः बहु अस्ति किमर्थम् इत्युक्ते मम संस्कृतज्ञानं तत्र वर्धते तत्त्वलोकं तु केचित् स्पिरिच्युवल् मार्गे तत्र अस्मान् नयति तता त तदर्थमेव तत् पठामि